हा महोदय नमो नमः हा एकं सा साहाय्यम् अपेक्षितमासीत् किञ्चित् साहाय्यं कुर्वन्तु कृपया तत्र मम अहम् अत्र शृङ्गेरिमध्ये अस्मि प्र मम एकं बैक्यानं वर्तते प्रतिदिनं तेनैव गच्छामि आगच्छामि अत्र किञ्जातं गतदिने रात्रौ मम प्रतिदिनं यथा स्थापयामि तथैव गृहे बैक् स्थापितवान् किन्तु इदानीं प्रातः आगत्य पश्यामि बैक्यानमेव न दृश्यते रात्रौ अहं तु गृहं बहिः संस्थाप्य महोदय गृहं स तत्र गृ बैक्यानं बहिः संस्थाप्य अन्तः शयनं कृतवान् सर्वे शयनं कुर्वन्ति खलु यानस्य के ए अष्टादश इति भवति ए अष्टादश ए ऐटीन् अनन्तरं ई फ़ोर् टु ज़ीरो यानं स्वीकृत्य प्रायः वर्षत्रयं जातं सम्यगेव आसीत् सम्यगस्तीत्यपि कोपि ज्ञातवानिति भाति संशयो नाम इदानीं बैक् अपहरणकाराः केचन भवन्ति खलु क्वचित् तत्र तत्र ते तेषां मध्ये कोपि आगत्य डेक्युमेण्ट् डेक्युमेण्ट् अस्ति तत्सर्वं बैक्मध्ये एव मया स्थाप्यते यतः इदानीं भवादृशाः पोलिस्जनाः पृच्छन्ति खलु यदि यत्र क्वापि बैक्यानं स्थगयित्वा दर्शयतु लैसन्स् दर्शयतु इन्शुरन्स् दर्शयतु इति भवन्तः पीडयन्ति इति कारणेन मया सर्वदा बैक्याने एव तत्सर्वं संस्थाप्यते हा क्ष क्ष क्षम्यतां अहं तु इदानीं तु कियत् मम किं भवति मम टेन्शन् जातं तदानीं बहु बैक्यानमेव नास्ति चेत् गमनं कथम् इदानीं तत्र कार्यालयं गत्वा किं वदामि विलम्बेन कुतः आगतम् इति तत्र पुनः तर्जयन्ति मार्गमध्ये पोलिस्जनाः अपि स्थगयित्वा तर्जयन्ति मम तु बहु टेन्शन् जातं महोदय अतः किमपि क्षन्तव्यः किमपि उक्तवान् चेत् हा हा

हा हा एवमेवम् न तत्र किमस्ति महोदय गृहं तु अस्म् गृहं बहु सङ्कुचितमस्ति पुनः तत् अन्तः द्वारे बैक्यानं न गच्छति लघुगृहं वर्तते वयमेव कथञ्चित् निवासं कुर्मः तर्हि दिनत्रयपर्यन्तं न लभ्यते खलु आटोयानेनैव गन्तव्यं भवति हा क कृपया कुर्वन्तु महोदय हा हा नाम इदानीं महोदय अ अहं यदि फार्म् पूरयामि बैक्यानं लभ्यते वा हा हा हा हा हा हा न किमपि नास्ति महोदय तत्तु नास्ति

हा हा हा कृपया महोदय यदि किमपि दातव्यमस्ति मया वदन्तु कृपया अहं दातुं सिद्धः हा हा हा न क्षन्तव्यं महोदय मम तु बहु टेन्शन् जातं महोदय किं बैक्यानं नास्ति बहु इदानीं यत् किञ्चित् किञ्चित् मनसि आयाति अस्तु महो धन्यवादः महोदय भवद्भिः महान् उपकारः कृतः हा हा धन्यवादः महोदय धन्यवादः स्थापयामि नमस्ते नमो नमः